हरिः ओं मम नाम माधवः मम ग्रामः अत्र नन्दुली ले ओट्मध्ये मम गृहं वर्तते मम क मित्रः एकः एकः मित्रः मम अतः रैल्वे स्टेशन्तः अत्र मम गृहम् आगच्छति अतः तस्य क तस्य कृते एकं चतुश्चक्रिकावाहनम् अपेक्षितम् तत्र भवन्तः तं किं रैल्वे स्टेशन्तः प्रथमं बहिराग यदा बहिरागच्छन्ति ततः स्ट्रेट् सम्यक् मार्गः यथा अग्रे वर्तते तथैव किम् अग्रे आगन्तव्यं तदा अनतिदूरे एव भवद्भ्यः एकं वृत्तं लभ्यते ततः भवन्तः वामपार्श्वं गच्छन्तु वामपार्श्वतः किञ्चित् किञ्चित् एकं किलोमीटर् अग्रे आगच्छन्ति चेत् एकं स्मारकं लभ्यते तत्र महात्मागान्धीमहोदयानां स्मारकं विद्यते तत् स्मारकात् भवन्तः पुनः दक्षिणपार्श्वं गच्छन्तु तत्र दक्षिणपार्श्वतः पुनः अनतिदूरे एव एकः शनीश्वरदेवालयः लभ्यते तत् ततः भवन्तः वामपार्श्वं यदि आगच्छन्ति तर्हि तत्र वामपार्श्वे तृतीयं मम गृहं वर्तते तत्र तान् प्रापयन्तु यावद्धनं भवति इत्यादिकं वदन्ति चेत् अहम् त यदा भवन्तः अत्र आगच्छन्ति तदा तद्धनं प्रदास्यामि